हरिः ओं नमस्कारः आं महोदय गतसप्ताहात् मम ज्वरः अस्ति किमपि खादाम् खादामि चेत् तत् अजीर्णं भवति तर्हि किं करोमि इति वदतु कृपया अहं टाब्लेट् अपि स्वीकृतवती परन्तु ज्वरः न अपगतं अस्तु महोदय पश्यतु एकवारं आं महोदय अस्तु महोदय महोदय अहं रक्त् रक्तपरीक्षायाः फल फलितांशं दर्शयितुमागच्छ आगच्छामि कृपया भवती एकवारं पश्यतु

एवं वा जोण्डीस् इत् इत्युक्ते किं महोदय अहं न जानामि कृपया वदतु अस्तु महोदय किमर्थं मह्यं तदागतम् अहं न जाने

नास्ति महोदय अहं तु नूतनगृहे इदानीं तिष्ठामि तत्र बेनादि सम्यक् नास्ति अपरिष्कारपरिवेशः अस्ति तद् जले मिश्रित्य आगच्छति अतः तद् अहं पानं कृतवती अस्तु महोदय एकमासं यावत् वा मम तु परीक्षा अस्ति तर्हि किं करणीयं अस्तु तर्हि अहं प्रयासं करोमि अस्तु अहं प्रयासं करोमि शुल्कं कियत् दातव्यं कृपया वदन्तु अस्तु महोदय धन्यवादः